एवं प्रियतमम् इति किमपि नास्ति सर्वमपि प्रियतरं वर्तते आधिक्येन मम विचाराः ये वर्तन्ते मम मस्तिष्के अहं तान् मम धनम् इति चिन्तयामि तच्च मह्यं मह्यं प्रियतरं प्रियतमं मम शरीरं तद् अहं बहु प्रीणामि एवं प्रियतमं पुनश्च अवश्यं परिवारीयाः जनाः मित्राणि सर्वेपि प्रियतराः

एवं विशेषेण इदमेव इति प्रियतमं किमपि न तथा च

अहं मम कार्यमपि इच्छामि मम स्थानं यत्र अस्मि तदपि समीचिनम् अतः एवम् आहत्य प्रियतरं एवं वस्तूनि सन्ति परन्तु प्रियतमम् इति न